अहं यस्मिन् कार्यालये कार्यं कुर्वन् आसं तस्मिन् कार्यभारः तस्मिन् कार्यालये कार्यभारः अधिकः जातः भोजनार्थमपि समयः न लभ्यते स्म मातापितृभ्यां सह सम्भाषणमपि कर्तुं न शक्नोमि स्म सर्वदा कार्यरतः भवामि स्म भोजनार्थमपि स्मयः नास्ति किमर्थमहत् अहम् अत्र कार्यं करवाणि इति प्रश्नः समुभवत् सम् उद्भवत् अन्यत्र अन्वेषणं करोमि चेत् अपि कार्यालयस्य कार्यं परिवर्तयितुम् इतोपि षण्मासाः अवश्यकाः भवन्ति अतः श्वः एव त्यक्ष्यामि इति चिन्तितवान् तदा मम भगिनी स्मरणे आगता मम भगिन्या सह मम चिन्तनं संविभज्य मार्गदर्शनं पृष्टवान् इदानीं कार्यं प्राप्तुं वातावरणं सम्यक् नास्ति भोः यदि कार्यं हस्तात् च्युतः भवति तर्हि गृहे एव स्थातव्यं भवति अतः त्वं मा त्यज इति उक्तवती तस्याः वचनैः प्रेरणां प्राप्य कार्यम् अनुवर्तितवान्